वयं सनातनधर्मस्य अनुसरणं कुर्वन् आस्मः अतः कस्यापि शुभस्य घटनायाः आरम्भं प्रार्थनायाः विना न आरप्स्यते एव जनानां जीवने नामकरणतः अन्त्येष्टि पर्यन्तं प्रत्येकसंस्कारस्य समये किमपि आचारान् अनुसृत्य शुभकार्यान् कुर्वन्ति विघ्ननाशाय गणहोमं वा ऐश्वर्य ऐश्वर्यादिप्राप्त्यर्थं लक्ष्मी उपासना वा विद्याभ्यासार्थं सरस्वतीपूजा वा इतोपि प्रत्येकक्षेत्रस्य अभिवृद्धेः कृते अनेकरूपेण पूजाः भवन्त्येव एतत् अस्माकं संस्कारः